आगच्छतु भोः नमस्ते कस्य पदवी कृते भवत्या आवेदनं कृतम् अस्तु अस्तु तर्हि आत्मानं परिचाययतु भवती इदानीं तस्य विश्वविद्यालयस्य नाम विद्यापीठम् इति तु नास्ति इति मन्ये तस्य संस्कृते किं नाम वर्तते राष्ट्रियसंस्कृतविश्वविद्यालयः अस्तु अस्तु भवतु के के ग्रन्थाः अधीताः भवत्या साधु तर्हि परिभाषेन्दुशेखरः अधीतः इत्युक्तं भवत्या तर्हि ततः एकां कामपि परिभाषां स्वीकृत्य व्याख्यातु अस्तु अस्तु भवतु भवतु भोः तृच् प्रत्ययः भवतीत्युक्तं तृच् प्रत्ययः केन सूत्रेण भवति सूत्रं स्मरति कस्मिन् अर्थे अर्थे कस्मिन् अर्थे भवति अग्रे उच्यताम् अग्रे अग्रे उच्यताम्

भवत्या भवत्या उक्तं स्थानतः आन्तर्यं प्रमाणतः आन्तर्यं स्थानतः आन्तर्यम् इत्युक्ते किं प्रमाणतः आन्तर्यम् इत्युक्ते किम् नास्ति अस्तु अस्तु अस्तु भवतु द्विविधम् आन्तर्यम् उक्तं भवत्या आन्तर्यं कति विधं भवति स्मरति वा

अस्तु अस्तु साधु तर्हि

किमर्थम् एकारः एव किमर्थं भवति अस्तु साधु भोः अलम्